दशदिनात् पूर्वम् अहं फ़्लिप्कार्ट्तः राङ्कवं स्वीकृतवती आसम् अहं पीतवर्णस्य राङ्कवम् ओर्डर् कृतवती किन्तु यदा आगतं तस्य वर्णः भिन्नः आसीत् एवं च तस्य वस्त्रमपि सम्यक् नास्ति एवं च विदारितम् अस्ति अतः एतत् क्रेतुं योग्यं नास्ति इति मम अभिप्रायः